नूतना शिक्षानीतिः प्रवर्तते यस्मात् कारणात् बहवः नूतनाः विद्यालयाः उद्घाटिताः नूतनाः शिक्षकाः नियुक्ताः अधिकाः छात्रछात्राः विद्यालयेषु प्रवेशं प्राप्नुवन्ति च अपि च बहवः नूतनाः व्यापाराः नूतनाः कार्खानानि च उद्घाटितानि अस्ति येन जाब्नेस्जनानां कृते पर्याप्तम् अधिकानि कार्याणि सृज्यन्ते कृषकाः अपि स्वकृषिक्षेत्रेषु समुचितम् उपकरणं प्राप्नुवन्ति तत् लभ्यन्ते इति एव कारणात् कृषिकः कृषकः कृते कृषकस्य कृषिः अपि सम्यक् आगच्छति